मम इष्टतमं प्रयत् प्रयटनस्थानं देवनारायणमन्दिरमस्ति यत् टोङ्क् जनपदे स्थितमस्ति यतोहि एतद् रमणीयस्थलमस्ति तथा च देवभूमिः नाम्ना उच्यते जन्मस्थानं अयं देवनारायणस्य तपोभूमिः वर्तते तथा च गुर्जर्समाजस्य आराध्यदेव् देवस्य मन्दिरमत्र अस्ति मासिजलबन्दकस्य तटे स्थितौ अयं मन्दिरं तथा च मम इष्टतमम् अस्ति यतोहि स्थानम् अयं आनन्दं जनयति तथा च अत्र जलबन्दके स्नानं कृत्वा अहं आनन्दं प्राप्यामि प्राप्नोमि एवं च अत्र भक्तिगीतानां वातावरणीयं यद् ध्वनिः भवति तदपि बहुसमीचीनं भवति एवञ्च तस्य पार्श्वे यत् जलबन्दकः अस्ति तस्य निकटे कृषकाः ग्रीष्मफलानां कृषिः कुर्वन्ति एवञ्च तत्र गत्वा अहं फलानि खादामि एवञ्च रमणीये स्थले तत्र जनाः विहारार्थम् आगच्छन्ति अहमपि तत्र ग् गच्छामि आनन्दस्य क्षणाः तत्र अहं यापयामि एवञ्च मम सहपाठिनः अपि मम मया सह तत्र गच्छन्ति